ऋतुस्रावप्रक्रिया तु महिला महिलासु प्राकृतिक स्वभावः अस्ति खलु तत् समये महिलाः विविधरूपं विविधरूपेषु असौकर्यं असौकर्यं अनुभवन्ति अस्माकं समुदाये तु महिलाः याः महिलाः ऋतुस्राव प्रक्रिये भवन्ति ताः किञ्चित् दूरे उपविशन्ति अतः क् कोपि तेषां स्पर्शं न कुर्वन्ति तासां त स्पर्शं न कुर्वन्ति इदानीं कृत्वा तेषां विचारः अस्ति महिला महिलायाः कृते ऋतुस्रावप्रक्रिये प्रक्रिये भवन्ति महिला महिलायाः कृते किञ्चित् विश्रामः विश्रामः किञ्चित् विश्रामः लभ्यते इति विचिन्त्य एव एतादृश एतादृशी प्रक्रिया आरब्धा आरब्धा किन्तु इदानीं तु अधुनातने का अधुना क् आधुनिककाले एतत् सर्वं प्राकृतिकरूपेण कर्तुं किञ्चित् कष्टम् अनुभवन्ति जनाः अनुभूयन्ते अतः अनुभवन्ति अतः अस्मिन् काले तु जनाः महिला महिलाः कार्यालयं गवं गच्छन्ति गृहे अपि सर्वाणि कार्याणि कुर्वन्ति तथैव विश्रान्तिमपि किञ्चिदेव स्वीकुर्वन्ति किञ्चित् किन्तु महिलायाः कृते तत् समयः बहु प्रधानः भवति विश्रामः विश्रामः करणीयः भवति शुद्धिः शुद्धीकरणमपि सुद् शुद्धेः विषये अपि किञ्चित् श्रद्धां श्रद्धा वहनीया भवति तस्मिन् समये तु अन्यथा महिलायाः स्वास्थ्यं सम्यक् न भवति